हरि ओम् हा हा अमिताब् महोदय नमस्काराः अहमस्मि दशरथस्य पिता अस्मि रामः कुशलि वा महोदय हा मम पुत्रः कथं पठति आमाम् एवम् एवमेवं किं नाम भवन्तः सम्यक् पाठयन्ति अतः एव मम पुत्रः सम्यक् पठति अत एव धन्यवादाः विषयः कः नाम अहमधुनेव सन्देशं प्राप्तवान् पाठशालायाः समूहे नाम अग्रिमसप्ताहे कापि स्पर्धायाः कापि स्पर्धा अस्ति इति तत्र के तत्र धावनक्रीडा अस्तीति धावनक्रीडा आमाम् धा आमाम् तत्र धावनस्पर्धायां भागग्रहणाय तत्र आयुः किमपि निर्दिष्टं वा मम पुत्रस्य योग्यता अस्ति वा तत्र आमामाम् तर्हि तदर्थं वेषः कोऽपि अपेक्षते वा वस्त्रादि पुनः किं पाद किं पादरक्षे आमाम् आमामाम् आमाम् आमाम् एवम् एवं एवं महोदय तत्र एवं महोदय तत्र धावनस्पर्धायां किं हण्ड्रेड् मीटर् अस्ति वा हण्ड्रेड् मीटर् टु हण्ड्रेड् मीटर् फ़ोर् हण्ड्रेड् मीटर् आमाम् आमाम् तत्र मम पुत्रः सम्यक् धावति वा महोदय अहं कदापि तत्र क्रीड क्रीडयन्ति खलु तत्र खेलयन्ति खलु भवन्तः मम पुत्रं अतः सः धावति वा आमाम् आम्

एवमेवं सम्यक् तर्हि तर्हि अवश्यं प्रेषयामि तर्हि अस्माकं पुत्रस्य विजयो भवतु विश् पाठशालायाः विजयः भवतु अस्तु अस्तु महोदय धन्यवादाः धन्यवादाः